चित्रकला इति या कला वर्तते सा तु बहु उत्कृष्टा कला वर्तते कथं नाम यदा एकस्य पत्रस्य उपरि चित्रं लिखामः तदा एतस्य पत्रस्य उपरि चित्रं लिखितवन्तः इति ये पश्यन्ति तेभ्यः ज्ञायते परन्तु चि चित्रकलायाः एतादृशम् औत्कृष्ट्यं वर्तते तादृशी शैली शैल्यः अपि वर्तन्ते चित्रं पश्यामः चेत् निजरूपेण तद् वर्तते भूमौ वर्तते इति ज्ञायते तादृशचित्रकलाः अपि लिखितुं शक्यते उदाहरणार्थं मैसूरुसमीपे यत् प्रासादः वर्तते तदन्तः एकं चित्रपटं वर्तते तत्र काचित् नारी शाटिकां धृतवती वर्तते सा शाटिका वयं यतः पश्यामः तत् तत्र अभिमुखं कृतं भवति तादृशचित्रकलानि बहुक्लिष्टकराणि वर्तन्ते एवं च चित्रकारेण अथवा चित्रशैल्या प्राप्तुं किं नाम चित्रं कथं कर्तव्यम् इति चित्रस्य लेखनं बहु सुलभं न तत्र तु अवधानं दातव्यम् अवधानं नाम एकं चित्रं लिखामः तत्र नेत्रस्य वा दोषः नासिकायाः वा दोषः भवितुमर्हति अतः तत्र क्रोधः न भवेत् अतः अवधानेन तस्य चित्रस्य लेखनं कर्तव्यम् अतः चित्रलेखनकाले अथवा चित्रशैल्यां वा अवधानस्य अपेक्षा बहु वर्तते